क्लीनिक् प्लस् शाम्पू बहु समयक् नास्ति अहं क्रीतवती परन्तु तत् डेण्ड्रफ़् किमपि न गतम् अनन्तरं केशाः पतन्ति केशः गच्छति सर्वे दृष्ट्वा एतत् हसन्ति अतः एतत् शाम्पू बहु सम्यक् नास्ति